आं वयं स्वराजात् बहिः एकां यात्रां कृ कृतवन्तः एतस्य यात्रायाः नाम यागण्टियात्रा यागण्टिप्रदेशम् आन्ध्रप्रदेशम् आन्ध्रप्रदेशराज्ये कर्नूलजनपदे अस्ति यागण्टिक्षेत्रं पर्वतानाम्मध्ये अस्ति एतत् प्रदेशं कैलासपर्वतम् इव दृश्यते इति जनाः वदन्ति एतत् मन्दिरे एतस्मिन् मन्दिरे पार्वतीपरमेश्वरौ एकं लिङ्गम् एकलिङ्गरूपेण द्र दर्शनम् दर्शनम् दर्शनं धर् दर्शयन्ति एतत् मन्दिरस्य पुरतः एकः बहिः बसवन्नः अस्ति नन्दीश्वरः अस्ति एत एतत् ए एषः नन्दीश्वरः एकं वर्षम् ए एकं वर्षं प्रतिवर्षम् एकम् अङ्गुलं वर्धयति इति जनाः वदन्ति मन्दिरस्य पार्श्वेषु एकं सुन्दरजलपातं दृश्यते एतत् जलपातं पर्वतानाम् उपरितः उप उपरितः प्रवहति अनन्तरम् एकः पू मन्दिरस्य पार्श्वे त्रीणि गुहाः अपि सन्ति प्रथमगुहे वेङ्कटेश्वरस्वामिनः विग्रहमस्ति बहुषु वेङ्कटेश्वरस्वामिनः बहु सुन्दररूपेण दृश्यते द्वितीयगुहायाम् अगस्त्यमहामुनेः विग्रहं महामुनेः विग्रहमस्ति पूर्वे ए अगस्त्यमहामुनिः तत्र तपः कृतवान् इति जनाः वदन्ति अनन्तरम् त्रीणि गुहायाम् पोतुलुरिवेरब्रह्मेन्द्रस्वामिनः विग्रहमपि अस्ति तत्र तृतीयगुहायां पोतुलीरिवीरब्रह्मेन्द्रस्वामिनः विग्रहमस्ति वीरब्रह्मेन्द्रस्वामिनः तत्र तपः कृत्वा कालज्ञानं लिखितवान् इति प्रसिद्धः अस्ति एतत् प्रदेशं बहु सुन्दरमस्ति प्रकृतिसौन्दर्यमपि प्र बहु रमणीयमस्ति वयमहम् अस्माकं मित्रैः कुटुम्बे कुटुम्बानां सह यात्रां गतवन्तः बहु आनन्दम् अनुभूतवन्तः